नमो नमः हरिः ओं नमो नमः आम् अहं प्रातः संस्थापितवती मया स्मरणे एव अस्ति अहं स्थापितवती आं बिलम्म् आसीत् अतः एव अतः एव अहं न स्थापितवती डेटामध्ये शैक्षिकं स्थापितवती अस् क्षम्यताम् अस्तु अहं श्वः आगतवती दास्सामि अस्तु कदापि न भवति अहं श्वः आगतवती आगत्य अहं दास्यामि अस्तु श्वः पठामि क्षम्यतां कदापि न भवति अहं श्वः आग् आगत्य दास्यामि आं वदामि कदापि न भवति अस्तु अस्तु कदापि न भवति क्षम्यताम् अस्तु आं श्वः दास्यामि आ श्वः प्रातः अहं गच्छामि अस् अस्तु अस्तु